सेवानिवृत्तानां वृद्धानां च कृते दूरदर्शनं तथा अन्तर्जालः अत्यन्तं लाभप्रदः वर्तते किमर्थं इत्युक्ते सेवानिवृत्तेः अनन्तरं किं कार्यं करणीयम् इत्यादि विषये बहुकष्टं भवति कथं समययापनं करणीयं इत्यादि विषयेषु कष्टं भवति तस्मिन् सन्दर्भे कदाचित् दूरदर्शनादि दूरदर्शनादि वीक्षणेन एवञ्च अन्तरजालेषु विविधविषयाणां पठनेन पुनश्च तत् द्वारा अनुसन्धानः अनुसन्धानम् इत्यादिकं कृत्वा समययापनादिकं कर्तुं शक्यते अतः विशेषतया ये वृद्धाः सन्ति एवञ्च ये सेवानिवृत्ताः सन्ति तेषाङ्कृते समययापनार्थं पुनश्च किमपि अनुसन्धानादिकं कर्तुं पठनार्थम् इत्यादिषु दूरदर्शनम् अन्तर्जालः इत्यादि इ इत्यादि माध्यमानि अत्यन्तं लाभप्रदानि भवन्ति इति अहं वक्तुम् इच्छामि